हरिः ओं नमस्ते भवती भ् गायत्रि भगिनी खलु हा भवत्या एतत् इण्टिनि इण्टिरियर् डिसै़न् सर्वं क्रियते खलु इति अहं श्रुतवती आं भगिनि मम अहं मम नाम सुजाता अहं मैलापुरप्रदेशे वसामि अत्र मम गृहे काचित् समस्या जाता अचिरात् अस्माकं पाकशालायां तत् टिर्मैट् इति कीटः अस्ति खलु ते कीटाः आक्रमणं कृत्वा अस्माकं पाकशालायां याः कपाटिकाः सन्ति तत्र आक्रमणम् आक्रमणं कृत्वा कपाटिकाः इदानीं नष्टाः जाताः कीटाः नाशं कृतवन्तः मम कपाटिकाः सर्वाः अपि अतः सर्वाः अपि कपाटिकाः निष्कास्य नूतनकपाटिकाः स्थापितव्याः भवन्ति मम पाकशालायां तदर्थं भवती किञ्चित् डिसै़न् कृत्वा कथं निर्मातव्यम् इति एक डिसैन् दत्वा किञ्चित् साहाय्यं करोति चेत् सम्यक् भवति हा हा मम अपेक्षा का इति अहं वदामि मम पाकशालायाम् एतत् मोड् मोड्युलर् किचन् इति उच्यते खलु आधुनिक पाकशाला न अपेक्षिता अहं न अपेक्षामि तादृशं पाकशालां तादृशीं पाकशालां म अहं न अपेक्षे किन्तु पुरातनकाले पाकशाला कीदृशी आसीत् तत् शिला निर्मिता कपाडिकाः भवन्ति तत् कडपा कल् इति उच्यते खलु तादृशी पाकशाला एव अपेक्षे अहं तादृशीं पाकशालामेव अहम् अपेक्षे इदानीं यतः पुनः काष्ठेन निर्मिताः कपाटिकाः भवन्ति चेत् पुनः कीटस्य बाधा भवति इत्यतः मम महती भीतिः वर्तते अतः आं हा कर्तुं शक्यते वा कीटानां बाधां बाधा यथा न भवति तथा कर्तुं शक्यते वा इति भवती ग्यारण्टी तर्हि तादृशाः कपाटिकाः तादृश् तादृशकपाटिकाः निर्माय भवती ग्यारण्टि अपि ददाति वा तदर्थं कति वर्षात्मकं ग्यारण्टी ददाति

एवं वा अस्तु तर्हि भवती एकं कार्यं करोतु एकं डिसै़न् प्रेषयतु कथं भवती प्रारूपं पाकशालायाः प्रारूपमेकं प्रेषयतु तदर्थं गृहम् आगत्य तद् मेशर्मेण्ट् कार्यं सर्वं भवती करोतु नो चेत् भवत्याः सेवकं कमपि प्रेषयित्वा तत् पाकशालायाः मेशर्मेण्ट् स्वीकृत्य एकं डिसै़न् एकं प्रयच्छतु तदनुगुणं कियत् शुल्कं भवति इत्यपि मां सूचयति चेत् तद् अनुगुणम् अहं मम पत्या सह सम्भाषणं कृत्वा निश्चयं करोमि इति भवत्या ग्यारण्टी दातव्यमस्ति वर्षद्वयं वा वर्षत्रयात्मकं ग्यारण्टी वा दातव्यं भवति यत कीटाः मम कपाटीकाः न बाधेरन्

श्वः श्वः आनयतु भवत्याः कार्यालयं प्रति क् कार्यालयात् एकं प्रेषयतु श्वः आं दूरवाणीं कृत्वा आगच्छतु अवश्यं धन्यवादः भगिनि नमस्ते